एकं सुभाषितमस्ति परोपकारः परोपकारेण फलन्ति वृक्षाः परोपकारेण वहन्ति नद्यः परोपकारेण परोपकारेण पारोपकारमिदं शरीरम् इति सुभाषितमस्ति तत् तत् सुभाषितम् अहं मह्यं बहु रोचते किमर्थं चेत् स्वार्थं त्यक्त्वा वयं यदि किमपि कार्यं कुर्मः तत्तु अवश्यं सिद्धं भवति सर्वेषामपि सर्वेषां कृते अपि तत् मङ्गलं भवति वयं सर्वेषां कृते अपि समयं दद्मः चेत् बहवः बहु मङ्गलं भवति इति अहं मन्ये एतत्तु मम मनसि अतिष्ठत् एतत् सुभाषितं तु बहवः अपि सन्ति किन्तु अहम् इदानीं न जानामि रामायणे अपि बहवः उत्तमवाक्यानि सन्ति वाक्यानि सन्ति वाक्यानि सन्ति ते सर्वेपि वयं नित्यजीवने जीवने यदि वयं आचरणं कुर्मः चेत् अस्माकं जीवनं बहु सम्यक् भवति धर्मस्य परिपालनं यद् इ यत् यत् रामायणे अस्ति यदि वयं अस्माकं जीवने यदि वयं अनुचरः अनुचरणं कुर्मः चेत् अस्माकं कृते समाजस्य कृते अपि बहु सम्यक् भवति